हरिः ओम् आम् नमस्ते वयम् कीदृशीं सेवां कुर्मः

अहमेव अस्मि अत्र पाचकः तथा च मम सहाय्यकः अपि सन्ति केचन न वस्तुतः तैलयुक्तं न भवति चेत् तत् खादितुं तथा रुचिकरं न भवति अतः वयं तत्र एवं किन्तु पूर्वं तथा न उक्तं यत् अकटुः अपेक्षितमिति अतः तथा न परिवेषितम् आं तद् अवश्यं वयं लेखिष्यामः अग्रे पत्रके येन सामान्यजनानामपि ज्ञानं भविष्यति यद् एतत् कटुः अथवा अकटुः अस्ति इति कदाचित् अस्व अस्माकं सहाय्यकेन सम्यग् न श्रुतं अस्माकमेव दोषः तत्र तर्हि वयं क्षमां याचे वस्तुतः तदधिककालपर्यन्तं तिष्ठेत् अतः वयं तत्र किञ्चित् लवणमधिकं स्थापयामः न तत्र जम्बीररसं योजयित्वा खादन्ति चेत् इतोपि वरम् तेन तस्य रुचिः अपि सम्यग् भवेत् न वस्तुतः गुढयुक्तम् अधिकं न प्रचलति अत्र अतः वयं शर्करायुक्तम् एव परिवेषयामः सर्वत्र भव् भविष्यति चिन्ता नास्ति किन्तु तथा याचना करणीया भवती अस्तु अस्तु